शास्त्राध्ययनस्य एका विशिष्टा शैली वर्तते शास्त्राध्ययनं क्र्याश् कोर्स् वत् न भवति नाम तदर्थं स्वस्य जीवनेव जीवनमेव समर्पणीय समर्पितव्यम् किं भवति अस्माकं पाठशालायां शास्त्राध्ययने एका विशिष्टा शैली वर्तते यया शैल्या मम गुरवः अपि पठिताः तेषां गुरवः अपि पठिताः प्रप्रगुरवः अपि तथैव पठिताः इदं परम्परया मम नाम परम्परया सम्प्राप्तम् शास्त्राध्ययने सोपानचतुष्टयम् पथ प्रथमः सोपानः पाठग्रहणम् पाठग्रहणम् इत्युक्ते आचार्यात् पाठस्य ग्रहणं नाम प्रा पाठस्य श्रवणं कर्तव्यम् पाठस्य श्रवणेन तदनन्तरम् तद् अवगं अवगन्तुं स्वयत्नानि अपेक्षन्ते सः द्वितीयः सोपानः द्वितीयः सोपानः किं चिन्तनम् चिन्तनम् इत्युक्ते यत् गृहीतम् यः पाठः गृहीतः तदुपरि स्वमेधया स्वस्य यत्नेन चिन्तनं कर्तव्यम् चिन्तनं कृत्वा सः विषयः अन्ततो गत्वा ज्ञातव्यः तस्य सम्पूर्णतया ज्ञानम् भवेत् तदनन्तरम् इदानीं पाठग्रहः जातः पाठस्य ग्रहणात् परं तदुपरि चिन्तनमपि जातं चिन्तनेन सः विषयः मनसि दीर्घकालपर्यन्तम् अवतिष्ठति तदनन्तरम् अनुवादः अनुवादः इत्युक्ते किं यद् गृहीतं यच्चिन्तितं स्वमेधया यद् ज्ञातं यच्चिन्तनेन नूतनतया ज्ञातं तत्सर्वम् आचार्यं प्रति पुनः वक्तव्यम् आचार्यं प्रति पुनः वक्तव्यम् इत्युक्ते तस्य पुष्टिकरणं कर्तव्यम् नाम आचार्यः अत्र शिष्यं श्रुत्वा नाम शिस् शिष्यस्य ग्रहणं श्रुत्वा तस्य पुष्टिकरणं करोति यत् य् अनेन शिष्येन यद्यद् उक्तम् इदानीम् अनुवादरूपेण यद् उक्तं यद्यद् गृहीतं तत् सम्यक् अस्ति तत् समीचीनतया गृहीतं तत्र तस्य ग तस् तत्र तस्य क्लेशः नास्ति तत्र कापि बाधा नास्ति अपि च दोषः अपि नास्ति तद्दोषरहितं ज्ञानं भवति इति पुष्टिकरणम् आचार्येण क्रियते तदनन्तरं तस्य ज्ञानस्य सम्प्रसारणम् गृहीतस्य ज्ञानस्य सम्प्रसारणम् इति चतुर्थः सोपानः चतुर्थे सोपाने यद् गृहीतं चिन्तनेन सम्प्राप्तम् अनुवादेन यत् सम्यक्तया गृहीतमस्ति वा न अस्य पुष्टिकरणं कृतं तद् ज्ञानं तद् इष्टज्ञानं तत् स्वशिष्यान् अपि वक्तव्यम् इति सम्प्रसारणम् इति सोपानचतुष्टयम् अस्माकं पाठशालायाम् आश्रीयन्ते अपि च एका उक्तिः वर्तते आचार्यात् पादमाधत्ते पादम् अधीते स्वमेधया पादः ब्रह्मचारिभिः सह विद्याकालेन पच्यते अर्थात् आचार्यात् पादमाधत्ते नाम विद्याग्रहणे प्रथमः पादः किम् आचार्यात् पाठग्रहणं द्वितीयः पादः किम् स्वमेधया तस्य चिन्तनं तृतीयः पादः अस्माकं ये सहपाठिनः तैः सह चिन्तनं तैः सह पाठविषये चर्चा इदं सर्वं कृत्वा तदनन्तरम् इतोऽपि सोप् इतोपि पादः चतुर्थः पादः भवति सः कालेन पच्यते नाम वारं वारं तस्मिन् विषये चिन्तनं कृत्वा कालेन तस्य नूतनतया बोधः भविष्यति